सत्यं वदामः चेत् माध्यमिकाः संवेदनशीलाः विविधमतानां विषय अनन्तरं समुदयानां विषये तु न सन्ति परञ्च तेषां यत् कार्यं साधयितुं तेषां यत् यत् निर्धारणं यत् वर्तते तस् तान् कार्यं ते सम्पादयितुं यद्यत् कर्तुं शक्नुवन्ति तत् कुर्वन्ति अनन्तरं ते एव यदि किमपि विषयं न अस्ति चेदपि ते स्वयमेव तत् माध्यमिक माध्यमरूपेण यत् विषयं निर्मानञ्च कुर्वन्ति एतत् एवं प्रदेशस्य अनन्तरं विविधमतानां समुदायानाञ्च माध्यम माध्यमिक विषये वक्तुम् इच्छामि